हरि ओम् नमस्ते महोदय अहं बालकेन्द्रशिक्षिका अस्मि अस्माकं बालकेन्द्रस्य वार्षिकोत्सवः अस्ति आमन्त्रणपत्रिका आवश्यकम् अस्ति प्रिन्टिङ्ग् अपि आवश्यकम् दशपत्रिका पर्याप्तं किन्तु साफ्ट् कापि आवश्यकम् अस्ति ना बेनर् अपि आवश्यकम् अस्ति तदनन्तरं किञ्चित् स्मरणिका इति किमपि भवतः समीपे अस्ति वा अस्ति अस्माकं बालकेन्द्रस्य लोगो अस्ति तद् तत्र उपयुज्य कर्तुं शक्यते अहं प्रेषयामि तत् सर्वं विवरणमपि अहम् ईमैल् द्वारा प्रेषयामि शुल्का द्वौ पञ्चस्मरणिका आवश्यकम् आ भवान् किं करोति वदतु अहं सेलेक्ट् करोमि एकं स्टेज् मध्ये अन्यद् बहि

अस्तु महोदय तद् सर्वं डिसैन् कृत्वा स्थापयतु अहं दृष्ट्वा वदामि धन्यवादः राम् राम्